अहम् एका एकं युतकम् आर्डर् कृतवान् आसं परन्तु यथा भबद्भिः चित्रे दर्शितमासीत् तथा तत् नास्ति तस्य सर्वात्माना स्टिच् गतमस्ति तद्धर्तुमपि न शक्यते तथा अस्ति अपि च एकम् अहं पादरक्षां स्वीकृतवान् आसम् तत् मम मापस्य समं नास्ति विषमं मापं भवन्तः प्रेषितवन्तस्सन्ति